हा अस्तु अस्तु अहं गोपालकृष्णः एव

अस्तु एव अहं विद्यालयं प्रति गतवान् अस्तु एव सः कः सः अत्र अस्तु एव सिग्नल् अस्ति वा अहं न दृष्टवान् अहं न दृष्टवान् सिग्नल् अस्ति ये मास्तु मास्तु मास्तु एव भवान् भवतु अत्र सिसि एम् आर् एव नास्ति सिग्नल् अपि च नास्ति ए ए हा अस्ति एव विद्यते इति इति कथं कथम् आसीत् कुत्र कुत्र आगमिष्यामि अस्तु हा एवं ये भोः एतत् श्वः अहम् बहवः कार्याः अस्ति तस्मात् अत्र गच्छामि इति मास्तु परश्वः एव मास्तु अस्तु एव परश्वः ये ये क्षम्य क्षम्यतु भवान् भवान् क्षम्यतु तदन् हा हा परश्वः अस्तु अस्तु अस्तु एव अस्तु एव परश्वः अतः कति कति कति फ़ैन् एकसहस्ररूप्यकाणि कथं भोः ये भवान् अहं सिग्नल् न क्रास् करोमि ओवर् स्पीड् अति अस्तु सिग्नल् न क्रास् न करोमि अस्तु हा हा हा मम नाम् अस्तु अस्तु अस्तु एव सम्यक् सम्यक् हा अहं परश्वः गच्छामि तदनन्तरं एकशतवररूप्यकं ददामि तथैव कुरु

हा धन्यवादः धन्यवादः अस्तु अस्तु